मम पुस्तकशृङ्खला अस्ति तुलसिः तुलसिदलम् इति तद् माटमन्त्रविषये अस्ति तत्तु बहु सम्यक् अस्ति मया तु बहुधा पठितम् कथा तु सम्यक् अस्ति येण्डमूरिः इति कश्चनः पुरुषः लिखितवान् बहु सम्यक् लिखितवान् सः तु तेलुगूभाषायां लिखितवान् कः कश्चित् पुरुषः तद् कन्नडं कन्नडभाषायाम् अनुवादम् अनुवादनं कृतवान् मया कन्नडभाषे पठितं कन्नडभाषायां पठितम् बहु सम्यक् अस्ति पुनः विषयाः बहु सम्यक् सन्ति तद् शैली अपि बहु सम्यक् अस्ति नूतनानि पदानि ज्ञातवती अहम् मया तु तद् दशदिनेषु पठितं तावत् बहु इदम् आसीत् पठनीयम् इति आसक्तिः आगता